गीतानि गीतानि मया श्रोतुम् इच्छामि तत्र बहूनि गीतानि नाम शास्त्रविषयकगीतानि अपि अस्ति इदानीं चलनचित्रगीतस्यापि अस्ति यद्गीते बहूनि सम्यक् पदानि समीचिनतया तेलुगुपदानि अथवा कन्नडपदानि अस्ति तद्विषयकानि ग गीतानि अहं श्रोतुमिच्छामि मम प्रियगायकः अनेकाः अनिरुद्धः इत्यादयः बहवः अस्ति स्थानीयसङ्गीतं नाम तेलङ्गाणाराज्ये जानपदगीतानि अपि अस्ति तदपि अत्र प्रसिद्धः एव